नमस्ते मम नाम जगन्मोहिनी अहं अर्धघण्टापूर्वमेव क्याब् बुक् कृतं मया अर्धघण्टा पूर्वमेव मया क्याब् बु बुक् कृतं इदानीं पर्यन्तम् इतः न आगतमेव अहं रोड्मध्ये लोकेशन्मध्ये एव स्थित्वा प्रतीक्षां करोमि इत् इदानिम् अहं मह्यं तु विलम्बः जातः तदर्थं भवान् कृपया एतद् आर्डर् क्यान्सल् कृत्वा मम धनं तु पुनः प्रेशयन्तु इति मम सूचना धन्यवादाः